चारणार्थं मम इष्टतमः भूविन्यासो वर्तते प्रायः तटीयप्रदेशाः तथा च पर्वताः तस्मिन् भूविन्यासे सैह्याद्रीशिखरं मह्यम् अतीव रोचते तथा च गोदावरि क्षेत्रं तरा च नरसोबावाडी

क्षेत्रं मह्यमतीव रोचते तत्तु प्रायः तीर्थस्थलमेव तथा च बहु चारणार्थं तद् समीचीनमस्ति सैः सैह्याद्री मौण्टेन्स् इति सा तु अस्माकं महाराष्ट्रप्रदेशे टालेस्ट् शिखरं वर्तते तत् तथा च हिमावृतपर्वतेषु काश्मीर स सदृशस्थलं मह्यं रोचते यद्यपि अहं तत्र कदापि गतवान् परन्तु अहं तत् तत्र गन्तुम् इच्छामि तत्र तत्तत् स्थलस्य सौन्दर्यम् अहं पातुम् इच्छामि द्रष्टुम् इच्छामि च तथा च गिर्यारोहणं कृत्वा आनन्दम् लुटितुम् इच्छामि